भारतदेशः तस्य संस्कृतिः संस्कृतिः तत् संस्कृतिविषये बहु प्रसिद्धं वर्तते भारतदेशे तस्य बहु धार् धार्मिकस्थानं वर्तते अयोध्या अस्ति तद् वृन्दावनं मथुरा तिरुपतिः तद् इत्यादि बहु प्र धार्मिकस्थानं वर्तते तस्य संस्कृतिः एव भारतस्य भारतेव संस्कृतिविषये बहु प्रसिद्धं वर्तते तद् मम छात्रावासः अहं रामटेके निवसामि तद् मम छात्रावासे तत्र सायङ्काले रामरक्षा तस्य पठनं पारायणं भवति भविष्यन्ति तद् पारायणं तदनन्तरं तस्य एनर्जि तत् सकारात्मकम् ऊर्जा बहु तत्र वर्तते पासिटिविटि तत् सकारात्मकम् ऊर्जा तत्र भविष्यन्ति तदनन्तरं रामस्य चि चरित्रं कथमस्ति तद् एव रामरक्षापठनानन्तरं वयं सर्वे जानीमः तद् रामस्य सीतायाः भरत त रामभरतस्य मेलनं तथा च तस्य पवित्रबन्धनं कथमस्ति तद् रामायणस्य कृते सर्वं जानीमः तद् भारतस्य संस्कृतिः इते उदाहरणमस्ति कुम्कुम् कुम्कुमधारणं तस्य कुम्कुमधारणमिति स्त्रीणां कृते भारतस्य संस्कृतेः एव वर्तते सन्ध्यावन्दनं तस्य सन्ध्या सन्ध्याकाले यद्वयं सर्वे देवपूजा तथा च पारायणं तत्र किमपि रामरक्षापठनं तत्र देवपूजा पूर्त कृत कृतमस्ति चेत् करिष्यन्ति चेत् बहु लाभः वर्तते तस्य फलमपि सम्यक् भविष्यन्ति तत् ऊर्जा अपि सकारात्मकम् भवति तदनन्तरम् तद् बहु प्रसिद्धं वर् प्रसिद्धमस्ति तत् धार्मिकः धर्मः धर्मपारायणं तस्य रामायणं तथा च रामरक्षा तथा च शिवताण्डवस्तोत्रं बहु अस्ति तद् पठनं पारायणं कृते सर्वेपि पा पारायणं करिष्यन्ति कुर्यात् क् कुर्यात् चेत् तत् प्रतिदिनं पारायणं करणीयं किमपि करणीयम् रामरक्षा अस्ति रामायणस्य पारायणं महाभारतस्य पारायणं तत्र संक्षिप्तरामायणं बहु रामायणस्य आधारितं श्लोकं बहु वर्तते तदेव पाठनीयं पठनीयं पारायणं प्रतिदिनं करणीयम्